मम अन्धविश्वासः तावत् यदि वयं गृहात् बहिर्गमनवेलायां मार्जारः क्रास् कृतः चेत् तर्हि न गन्तव्यं नाम अर्थात् किञ्चित् समयम् उपवेशनम् उपवेशनम् अनन्तरम् यात्रा आरम्भनीया इति